नमस्कारः भवान् तु त्रिपुरसुन्दरी इलेक्ट्रानिक् आपणमध्येतः कथयन्ति वा एवम् एवं गतदिने मया तु तत्र नाम एकं दूरवाणीयन्त्रं क्रेतं वर्तते तस्मिन् विषये एव कथयितुमिच्छामि यतो यतोऽहि आन्लैन् मध्ये तस्य दूरवाणीयन्त्रस्य प्रैस् तु द्विसहस्त्ररूप्यकाणां स्वल्पं दर्शयति अहं तु त्रयोविंशतिसहस्त्रं दत्वा तत्र फ़ोन् क्रीतं परन्तु गृहमागत्य यदा पश्यामि तदा आन्लैन् मध्ये तु स्वल्पं दर्शयति एवं तत्र तु दृष्टं भ्रातरः परन्तु तथा नास्ति अहं तु पृष्टवती यत् नाम यन्त्रस्य रूप् एकदिने एव द्विसहस्ररूप्यकाणां स्वल्पता जाता वा एवं तर्हि इदानीं किं करणीयं फ़ोन् मध्ये तु आन्लैन् मध्ये दृष्टं यत् फ़ोन् सहित इयरफ़ोन् अपि आगच्छति परन्तु भवता न दत्तं तत् वर्तते परन्तु दर्शयति आन्लैन् मध्ये फ़्री वर्तते इति एवम् एवम् एवं तदेव कथयामि यदि इयरफ़ोन् एकं ददातु एवं तर्हि तर्हि अहं कदा आगमिष्यामि अस्तु तर्हि धन्यवादः भ्रातरः